नमस्काराः हा कुशलम् अहम् इदानीं हरीशः वदामि इदानीम् एवं मया श्रुतं तत्र आदर्शसंस्कृतगुरुकुले बहवः कार्यक्रमाः तत्र जायमानाः सन्ति इति कार्यक्रमम् अधिकृत्य मम मनसि केचन प्रश्नाः सन्ति अपि च प्रश्नानां समाधानं श्रुत्वा अहं तत्र प्रायेण आगामिमासे किञ्चित् पुस्तकम् आगमिष्यति तत्र प्रश्नानां समाधानमपि अहं तेषां प्रकाशनमपि करोमि इति मम सङ्कल्पः अस्ति

एवं तत्र स्थूलरूपतया आदर्शगुरुकुले के के कार्यक्रमाः सामान्यजनानां कृते तत्र भवन्ति इति कृपया तत्र सूच्यताम् तद्

गीतमिति संस्कृतगीतमिति वा हा हा हा

एतत् स एतत् सर्वं सशुल्कं वा निःशुल्कं वा भवति

एवं तत्र एतत् सर्वं श्रुत्वा नितरां महोदय अपि च बालकानां वयः किमपि अस्ति वा तत्र न्यूनातिन्यूनम् इदं वयः भवेत् इति प्रवेशाय

ह्म् ह्म् ह्म् एवं महान् सन्तोषः महोदय अस्माकं समयः अपि अतीतः इदानीम् इति तत्र महोदयेन निर्दिष्टः अस्ति इत्यतः अस्माकं सम्भाषणस्य समापनम् इदानीं भवति धन्यवादः ह